लेखने अत्यन्तं पन्ताह्वानतया भासमानं किम् इति चेत् तत्र अहं चिन्तयामि प्रायः एकस्य संस्कृतभाषायां विद्यमानस्य लेखनस्य विषये अन्यत्र अनुवादः भाषान्तरं कुर्वन् करणीयं यदस्ति तत् प्रायः अस्माकं पन्ताह्वानतया भास भास्य भासते परिहर्तुं शक्यते ये यां भाषां सम्यक् जानन्ति तान् आहूय तेन साकं मिलित्वा लिखामः चेत् तादृशं दोषं तादृशं कष्टं परिहर्तुं शक्यते अस्मिन् तस्मिन् समये प्रेरणां दातयितुं दातुं अस्माकं गुरून् बन्धून् अन्यान् पुस्तकान् अपि वयं पश्यामः